अन्य भाषायाः पदस्तरे उच्चारणस्तरे द्वयोः अपि प्रभावः भवितुम् अर्हति तत्र किमपि भाषा वयं स्वीकुर्मः चेदपि तत्र पुरातनकाले कीदृशं ते व्यवहृतवन्तः इदानीं तले इदानीन्तनकाले कथं ते व्यवहारं कुर्वन्ति इत्यस्मिन् विषये तु वेदाः नि निश्चयेन भवन्ति एव तादृशम् तावत् अधिकः प्रभावः नास्ति इत्यपि परन्तु संस्कृतभाषायामपि किञ्चित् प्रभावः अस्ति एव अन्य भाषायां प्रभावः तत्र वयं पश्यामश्चेत् भारतदेशे तत्र मातृभाषायां प्रभावेन तत्र उच्चारणस्तरे तु बहवः भेदाः भवति भवन्ति प्रभावाः भवन्ति एव प्रभावाः भवन्ति तत्र व भ इत्यस्य वदति भदति न नोचेत् तकार दकारभेदः टकार ढकारभेदः इति तादृश मातृभाषा प्र प्रभावेन भेदाः भवन्ति तत्र उच्छारण स्तरे अनन्तरं पदस्तरे अपि कीदृशपदानाम् उपयोगं वयं कुर्मः आङ्ग्लभाषायाः प्रभावः अपि अत्र संस्कृतभाषायाम् अस्ति एव तत्र प्रभावः वयं द्रष्टुं शक्यते शक्यते अत्र यानम् इति वयं पश्यामः चेत् कार्यानं बस्यानम् इति तत्र एकं योजनं भवति